मम राज्यं तमिळ्नाडुराज्यं निश्चयेन अत्रत्य संस्कृतिविषये संस्कृतभाषायाः योगदानम् अस्ति एव कारणम् अशीतिसहस्रं पदानि संस्कृतपदानि एव तमिळ् भाषायाम् निवेषितानि सन्ति तमिळ् भाषायाः अधुना लभ्यमानम् व्याकरणग्रन्थं रचितवान् तोल्कापियर् महोदयः सः तत्समः तद्भवः शब्दद्वयस्य विषये वदति शब्दप्रकारद्वयं तत्समः इत्युक्ते यथा संस्कृतशब्दः तथैव प्रयोक्तुं शक्यः तद्भवः इत्युक्ते तथैव न किञ्चित् परिवर्तनं कृत्वा उपयोक्तुं शक्यते इति

पूजा इति संस्कृतशब्दः भवति तमिळ् भाषया तद् पूजै पूसै इति वा उच्यते एतत्सर्वं तद्भवशब्दाः किञ्चित् पूजा आकारान्तम् ऐकारान्तमत्र पूजै श्रद्धा इति पदस्य श्रद्धै एवं परिवर्तनं सर्वम् भवत्येव कुत्रचित् तत्समं तथैव शब्दप्रयोगः अपि क्रियते तत्र तादृशानि पदानि अपि बहूनि सन्ति एव अर्चनाम् इति शब्दं तथैव प्रयोक्तुमपि शक्यते तत्र दोषः न अतः तत्समप्रयोगः इति अतः वयं योगासनम् इति विषयं पश्यामः समग्रमपि संस्कृते विद्यमानविषयाः तमिळ् भाषया अपि सन्ति एवमेव आयुर्वेदस्य विषयः अत्र तमिळ् भाषया पश्यामः चेत् सिद्धवैद्यः इति नाम्नः सिद्धवैद्यः इति शब्दः सः शब्दः अपि संस्कृतशब्दः एव तत्र विद्यमानविषयाः बहवः अपि साम्यं तत्र भवति विषयाणां साम्यं भवति अतः निश्चयेन संस्कृतभाषायाः कारणेन अस्माकं राज्यस्य भाषा तमिळ् भाषायाम् अत्यन्तं प्रभावः अस्ति एव